नमो नमः अहं पल्लवी अस्मि अहम् एकं केव् बुक् कृतवती अस्मि श्वः अहं केन्द्रियसंस्कृतविश्वविद्यालयतः एकलव्यपरिसरतः आगर्तला रेल् श्टेषन्मघ्ये गमिष्यामि मम ट्रैन् यानम् अष्टवादने अस्ति भवान् कति वादने आगमिष्यति कृपया मां सूचयतु मम यानम् अष्टवादने अस्ति कृपया भवान् षट् वादने आगच्छतु धन्यवादः